केन्द्रीयसंस्कृतविश्वविद्यालये आचार्यम् अर्थात् एम् ए इति समापनं कृत्वा यदा अहं तत्र शिक्षाशास्त्रिं नाम बि एड् इति तथा च पि एच् डि विद्यावारिधिः इति उभयोः परिक्षयोः कृते मया तत्र एन्ट्रन्स् टेन्स्ट् एन्ट्रन्स् टेस्ट् इति मया लिखितं तत्र भगवतः कृपया मया तत्र बि एड् मध्येपि पि एच् डि मध्येपि मया मम चयनं जातं परन्तु तदा मया एकः मया एकः प्रधानः निर्णयः मया स्वीकृतः नाम तत्र मम कृते चिन्तनस्य विषयः आसीत् नाम यदि अहं तत्र साक्षात् वीच् पि एच् डि मध्ये तत्र गच्छामि तर्हि अहं तत्र बि ऐड् तत्र परित्यज्यैव तत्र गन्तव्यः आसीत् पुनः यदि अस्माकं त्रिपुराराज्ये यदि अहं तत्र विद्यालयेषु उद्योगार्थं गच्छामि चेत् तत्र शिक्षकस्य शिक्षकस्य कृते बि एड् तु आवश्यकी शिक्षा शास्त्रि तु आवश्यकी आसीत् परन्तु तत्र मम संकल्पः आसीत् न अहं शि विद्यालये नापितु विश्वविद्यालयस्य शिक्षकः भवितुम् इच्छामि इति विचिन्त्यैव पुनश्च गुरुभिः सह किञ्चित् वार्तालापेत्याधिकं कृत्वा गुरूणां मार्गदर्शनेनैव मया एकः प्रधानः निर्णयः मया स्वीकृतः तदा मया तत्र बि एड् परित्यज्य मया विद्यावारिधिं मया स्वीकृतम् अधुना तर्हि अहम् अधुना वि विद्यावारिधिम् अपि करोमि पुनश्च अहं शिक्षकरूपेण अपि अध्यापकरूपेण अपि केन्द्रीयसंस्कृतविश्वविद्यालये एव कार्यरतोस्मि